धार्मिक अब् अभ्याससम्बन्धानि गीतानि बहवः सन्ति तत्र मम इष्टं गीतं मैत्रीं भजरे किमर्थम् इच्छति तु तत्र तद् गीते वदति युद्धं त्यजतु अनन्तरं सर्वे राष्ट्राणां कृते वा जनानां कृते वा एकं सहोदर्यं मत्सरं विना मत् मत्सरबुद्धिविना सर्वे सहोदर्यरूपेण व्यवहारं करणीयं राष्ट्राणां कृतेऽपि तत् तादृशमेव व्यवहारं करणीयम् इति सर्वे वदन्ति